ट्रेकिंग् विषये वदामि चेत् मम अनुभवः अत्र न्यूनः एव अस्ति तथापि अहं वक्तुं प्रयत्नं करोमि एकवारम् अहं चामुण्डेश्वरी दर्शनार्थम् ट्रेकिङ् रूपेण अहं मित्रम् अस्ति धरणि इति सः अधिवक्ता अस्ति अत्रैव मैसूरे एव तेन साकं प्रातःकाले षड्वादनतः पद्भ्यां गतवन्तः तदपि तत् किं सोपानानि सन्ति खलु तादृश वयं गतवन्तः उपरि चामुण्डिदर्शनार्थ सार्धसप्तवादने प्राप्तवन्तः निरन निरन्तरतया गतवन्तः तत् किमपि नान् स्टाप् इति सावदानेन तदपि वेगेन न अधिकं तादृशम् अनन्तरं तत्र गत्वा दर्शनं कृत्वा किञ्चित् तत्र उपविश्य अनन्तरं ततः पुनः पादेनैव गृहं प्रति आगतवन्तः अतः घण्टात्रयस्य तत्र अस्माकं ट्रक्किङ्ग् अनुभवः तावदेव अनुभवः अस्ति अतः ट्राक् विषये अधिकं वक्तुं न शक्नोमि